आरम्भकाले संस्कृतसम्भाषणे वा लेखने वा अहं समस्याः अनुभूतवती पञ्चवर्षेभ्यः अहम् संस्कृतं संस्कृतस्य अध्ययनं करोमि वर्षद्वयात् अहं संस्कृतं पाठयामि अपि प्रत्येकतया सम्भाषणसंस्कृतं पाठयामि अतः तावत् क्लेशं न अनुभवामि यदा अनुभवामि तदा अहं लर्न् सान्स्क्रिट् डाट् सि सि इति अन्तर्जालपुटं प्रति गत्वा नाम तत् पुटम् उद्घाट्य पश्यामि नो चेत् निघण्टुं पश्यामि अमरकोषम् अपि उद्घाट्य पश्यामि तद् तद् अनन्तरम् अपि अहं तृप्तिं न प्राप्नोमि चेत् मम सर्वशास्त्रगुरुं श्रीमद् दौर्बलप्रभाकरशर्ममहोदयं वा मम वैयाकरणगुरुं श्रीमान् विरवेण्टिसुब्रह्मण्यमहोदयं वा पृष्ट्वा तत्र दोषाः सन्ति चेत् परिष्करणं करोमि